गतसप्ताहे अहं भवतः कार् यानेन करोमि एव गोवा दर्शणार्थं गच्छामि अहमपि नूतनं पर्यटनस्थलं गच्छामि कृते ब अहं दशदिनानि कार् यानानि आवश्यकानि अस्ति तर्हि कति रूप्यकाणि गन्तुं गतसप्ताहे गतसप्ताहे भवतः गृह्णाति द दशसहस्रम् एतत् न उत्तमम् अहमपि तस्य कार् यानेन भवतः कार् यानेन गच्छामि